शास्त्राध्ययनं कर्तुं कस्मिन् शास्त्रे आसक्तिः वर्तते तत् शास्त्रस्य पूर्वं बेसिक् इति उच्यते खलु सामान्यपरिचयं पूर्वम् ज्ञातव्यं तदनन्तरं तस्मिन् श्रद्धा परिवर्धते चेत् तत्र तदा अध्ययनकाले एकः नियमः अध्ययनकाले प्रतिनित्यं नियमरीत्या नियमरीत्या बा विद्यापीठे न तु अन्यत्र पाठशालायां ग्रन्थालये तत्र तत्र क्षेत्रेषु गत्वा ये नियमं कृत्वा तत्र तत्र तस्मिन् शास्त्रे परिणताः अध्यापकाः अध्यापकान् स्वीकृत्य तत्र अध्ययनं कर्तुं शक्यते किन्तु संस्कृतशास्त्राध्ययने तु शास्त्राध्ययनं कर्तुं तु शास्त्रस्य संस्कृतस्य किञ्चित् भाषाज्ञानम् एवं व्याकरणज्ञानम् अत्यावश्यकं भवति वेदान्तन्यायव्याकरणशास्त्रादीषु परिणतिः यदा स्यात् तदा सुलभेन सुलभतया समीचीनम् अध्ययनं कर्तुं शक्यते अध्ययनं कर्तुं शक्यते